यदि प्रवासं कुर्मः तदा अस्माकं मनसः कृते बहू रिलाक्सेशन् भवति बहु शान्तिः शान्तिः भवति यदि गृहजनान् गृहजनान् मिलित्वा प्रवासार्थं गच्छामः बहु सम्यक् भविष्यति अस्माकं समयः बहु सम्यक् गच्छति पुनः यत् प्रवासनिमित्तम् एकस्थानतः अन्यम् एकं स्थानकपर्यन्तं यदि गच्छामः तदा न्यूनं न्यूनमौलेन कुत्र गच्छामः कथं गच्छामः इति चिन्तयित्वा गच्छामः बहु सम्यक् भविष्यति अधिकं मौल्यम् अधिकरूप्यकाणां व्ययः करणीयः इति अपि नास्ति सम्यक् चिन्तयित्वा यदि प्लेन् कृत्वा गच्छामः चेत् बहु सम्यक् भविष्यति किम् इत्युक्ते वयम् कोल्हापुरं महालक्ष्मी गतवन्तः कोल्हापुरं महालक्ष्मीतः शिर्डिं गतवन्तः तद् बहु दूरं भवति प्रवासं यदि प्रवासं कुर्मः दूरप्रयाणं भवति तदापि बहु श्रान्तः भवति यदि नैट् जर्नी कुर्मः चेत् स् चिन्ता नास्ति किन्तू डे जर् जर्नि कुर्मः चेत् बहु समीपस्थं स्थानानि वयं द्रष्टुं शक्नुमः तादृशिं वयं प्लान् कृत्वा गच्छामः अत्र अस्माकं हुब्बळिनगरे तु सिद्धारूढमठः अस्ति तत्र तु बहु प्रदेशतः बहवः जनाः आगच्छन्ति एवम् आगत्य दर्शनं स्वीकृत्य भोजनं कृत्वा गच्छन्ति प्रसादं स्वीकृत्य गच्छन्ति तादृशि हुब्बळ्ळिनगरे अन्यम् इत्युक्ते ग्लास् हौस् इति अस्ति बहूनि बहूनि स्थानानि सन्ति पुनः यत्र कुत्रापि गच्छामः सम्यक् तत्र समयं दास्यामः तत्रैव बहाभा भवामः अस्माकं कार्यस्य चिन्तनं सर्वं त्यक्त्वा तत्र गत् गतवन्तः किल तत्रैव अस्माकं सर्वं मनः तत्रैव भवेत् अन्यत्र न चिन्तयामः यदि गच्छामः तदा पूर्णमनसा गत्वा तत्र आनन्दम् अनुभूय अत्र आगच्छामः पुनः बहु इत्यपि अहं बहु इति वक्तुमपि न शक्नोमि चिन्तयामः किम् इति अहम् एतावत्तु जानामि यदि प्रवासं कुर्मः बहु सम्यक् भविष्यति यदा एकमासः षड् मासेषु वा एकवर्षेषु वा एकवारं तु गन्तव्यं का कुटुम्बसमेतः गच्छामः चेत् सम्यक् भविष्यति वयं मित्राणि मिलित्वा गच्छामः कुटुम्बसमेतं गच्छामः तत् स बहु सम्यक् भविष्यति यत्र कुत्रापि बहु दूरं गन्तव्यम् इत्यपि नास्ति व अत्र अत्रैव बहु समीपस्थानेषु एकदिने एव गत्वा आगन्तुं शक्नुमः तादृशस्थानेषु अपि गत्वा आगच्छामः पुनः सः यत्र प्रवासार्थं गच्छामः तत्र यः विवरखः भवति इदानीं हम्पि हया ऐहोळे तत्र गच्छामः सः तत्रत्यः विशेषं सर्वं वदिष्यति बहु सम्यक् रीत्या वदिष्यति तदपि बहु उत्तमं तादृशी सर्वं वयं शृण्मः कथं भविष्यति इत्यपि वयं अब्सर्व् कृत्वा वयं तथा आसीत् वा इति सर्वं चिन्तयामः इति